नमस्कारः अहं शीघ्रं मैसूरुनगरं गच्छन्नस्मि विधात्रि उपाहारमन्दिरतः अन्नं क्वथितं रोटिकाः व्यञ्जनं पर्पटः भर्जं गोबीमञ्चूरि नूडल्स् सर्वं स्वीकृत्य मम गृहसङ्केतस्थानं गोपालप्रदेशस्य दशममार्गस्य लक्ष्मीवेङ्कटरमणनिलयम् इति अस्ति तत्र सर्वं स्वीकृत्य शीघ्रम् आगच्छ द्विवादनं रेल् यानम् अस्ति तत्कारणात् शीघ्रम् आगच्छतु